व्याकरणशास्त्रम् अवश्यमेव अध्येतव्यम् परन्तु प्राथमिकः ग्रन्थः वर्तते लघुसिद्धान्तकौमुदीग्रन्थः अस्य ग्रन्थस्य अध्ययनेन साधुशब्दस्य ज्ञानं भवति किं नाम साधुशब्दत्वं तर्हि उक्तं नागेशेन मञ्जुषायां व्याकरणशास्त्रान् व्याखित्वं साधुशब्दत्वम् अतः व्याकरणशास्त्रस्य अध्ययनं भविष्यति चेत् तदा साधुशब्दस्य ज्ञानेन व्यवहारेण च पुण्यम् अपि भवति अतः एव व्याकरणशास्त्रस्य अध्ययनप्रयोजनावसरे साधुशब्दस्य ज्ञानं भवेत् एतदर्थं व्याकरणशास्त्रम् अध्येतव्यम् इति प्रोचुः भगवतः पतञ्जलयः अथ च